अहं मम परीक्षार्थम् एकम् उत्तमप्रकाशनस्यैव पुस्तकं क्रीतवान् परन्तु परीक्षानन्तरम् अहं ज्ञातवान् एतत् पुस्तकं तथा सम्यक् नास्ति इति यतोहि परीक्षे ये च विषयाः आगताः आसन् तेषां तथैव पुस्तके ये च विषयाः वर्तन्ते तेषां मध्ये सम्बन्धः एव नास्ति उदाहरणार्थं परीक्षायां इदानीं दैनन्दिनविषयाणाम् अथवा रसप्रश्नानां विषये पृष्ठं आसीत् परन्तु तेषां विषये अत्र पुस्तके उल्लेकः एव नास्ति तेन सह अनन्तरम् अहं ज्ञातवान् तत्र संख्याः वा भवतु दिनाङ्कः वा भवन्तु ते सर्वेपि असमीचीनाः वर्तन्ते इति तत्र दिनाङ्कः समीचीनः दिनाङ्कः अन्यद्वर्तते परन्तु पुस्तके प्रदत्तः दिनाङ्कः दिनाङ्कः अपरः एव वर्तते तथैव बहूनि बहव्यः त्रुटयः वर्तन्ते पुस्तके अतः अहम् एतत् पुस्तकं स्वीकर्तुं न वदामि एतत् पुस्तकं तथा समीचीनम् नास्ति